मम क्षेत्रस्य समीपे प्रसिद्धा महाविद्यालयाः सन्ति विद्यासागरमहाविद्यालयः दातनमहाविद्यालयः इतोऽपि बहवः सन्ति परन्तु मम परिवारस्य कोऽपि तत्र अध्ययनं न कृतवान् परन्तु अहं कोलिकातायाम् अवस्थितं रवीन्द्रभारतिविश्वविद्यालयं ततः संस्कृतम् अध्ययनं कृतवान् तत्र अहं पञ्चवर्षं यावत् संस्कृतस्य बहूनि शास्त्राणि पठितवान् इदानीम् अहं तिरुपतौ अवस्थितं राष्ट्रियसंस्कृतविश्वविद्यालयः तस्य व्याकरणविभागे विद्यावारिधि इत्युपाधये कार्यं कुर्वन् अस्मि